नमस्ते वुड्लान्ड्स् रेस्टोरेण्ट् वा अहं उडुपि नगरतः निकिता इति तत्र अद्य मम गृहे मम पितुः जन्मदिनं वर्तते अतः पञ्चाशत् जनानां कृते किञ्चित् मसालदोसा तथा च चट्नि आवश्यकं तथा च केक् अपि आवश्यकं तत्र परन्तु समयस्य अभावात् शीघ्रतया अस्माकं आनीतव्यं प्रेषयितुं शक्यते वा कति रूप्यकाणि भवन्ति तथा च केषां वस्तूनां नाम खाद्यानां आफर् विद्यते इति वक्तुं शक्यते वा